मया केब् बुक् कृतम् आसीत् तत्र वर्तमानम् आसन्दः अपि सम्यक् नासीत् छिद्रयुक्तः आसन्दः आसीत् अतः यः चालकः आसीत् सः यथा कथञ्चित् चालयन् आसीत् मध्ये चक्रे कीलम् इति नाम्ना किमपि अन्तः प्रवेशः जातः इति कारणात् तत्र वायर् निरगतः अतः तत्र क्लेशः जातः तेन मम यात्रायां बहु विलम्बः जातः अतः केब् सम्यक् नासीत्